संस्कृतविषयकाः सामान्याः अपकल्पनाः के इत्युक्ते इदानीम् इदानीन्तनकाले संस्कृतस्य अपप्रचारः सर्वे सामान्यः जाताः कुतः इत्युक्ते संस्कृतम् अजानन्नपि कश्चन संस्कृतं पाठयितुम् उद्युक्तः इदानीं अतः एवं दोषः वर्तते एवमेव ब्राह्मणानां विषये अपि दोषम् आपादयन्ति ब्राह्मणाः समीचीनाः न ते केवलं ब्राह्मज ब्राह्मणजातिवादत्वं कुर्वन्ति इत्यादिरूपेण दोषस्य आपादनं कुर्वन्ति एवं चलनचित्रदर्शने अपि संस्कृतस्य विषये अन्यथा प्रख्यापयन्ति तेन अन्ये ये पश्यन्ति तेषां बुद्धौ अपि एवं भवति संस्कृतं सम्यक् नास्ति इति संस्कृतस्य विषये ये जानन्ति ते यदि सम्यक् वदन्ति तदानीम् अपकल्पनाः दूराः भवन्ति अतः संस्कृतविषये ये जानन्ति ते सम्यक् वदेयुः सर् इति वक्तुं शक्यते अपि च सामान्याः अपकल्पनाः के इति चेत् यद् यद् यद् अध्ययनं विनापि ते अपकल्पनान् योजयन्ति उदाहरणार्थं स्त्रीणां संस्कृतप्रवेशे अधिकारः नास्ति इति अध्ययनं विना एव न वदन्ति परन्तु एवं कुत्रापि नास्त्येव संस्कृतस्य अध्ययनं विहितम् एव वर्तते अतः एवं वेदस्य अध्ययनमपि नास्ति संस्कृतस्य इदानीन्तनकाले तु संस्कृतं नाम अपशब्दः इत्येव वर्तते तथा तु नास्त्येव संस्कृतविषये महत् गौरवं भवेत् तदर्थम् अपकल्पनाः दूरीकर्तव्याः एवम् इति संस्कृतविषये कथं वर्तते इति ज्ञात्वा सम्भाषणं कर्तव्यम्